अहं तु दूरं गमनार्थं मन् मन्दिरं गमनार्थं क्याब् बुक् कृतवन्तः बहु कालतः बहु कालतः तत् क्याब् तु न आगतः क्यान्सल् प्लीस् कृपया क्यान्सल् कुर्वन्तु